वेदाध्ययने ज्योतिषस्य पात्रं किं वैदिकज्योतिषमिति पृथगेव शास्त्रं वह तस्य लौकिकस्य ज्योतिषशास्त्रस्य भेदः कः वदाध्ययने ज्योतिषस्य प्रमुखमहत्त्वं वर्तते ज्योतिषशास्त्रं विना वेदाध्ययनं परिपूर्णः परिपूर्णतया न भवत्येव वैदिकज्योतिष्यम् इत्युक्ते कालपरिज्ञानं हा अन्यत् खगोलशास्त्रम् इत्यादिकं सर्वमपि वैदिकज्योतिषमेव वर्तते लौकिकशास्त्रम् इत्युक्ते हस्त रेखा दर्शनम् अन्यत् अशुकं श् शुकमाध्यमेन अपि ज्योतिषं पश्यन्ति एतत्तु अधुनातनकाले लौकिकस्य ज्योतिषं शास्त्रमेव वर्तते वैदिकज्योतिषम् इत्युक्ते कालपरिज्ञानं समयपरिज्ञानम् अन्यत् खगोलशास्त्रम् इत्यादिकं कालेनैव सर्वं जानीमः वैदिकज्योतिषम् इत्युक्ते वेदैः आगतम् एव वैदिकज्योतिषं वेदेषु तु सूर्यचन्द्रयोः कालः पृथिव्याः परिक्रमस्य कालः सर्वः अपि निर्धारितः सूचितः वर्तते तदेव ज्योतिषशास्त्रं विना वेदाध्ययनस्य परिपूर्णता न भवत्येव वैदिकज्योतिषं विना भेदः तु अस्ति एव वैदिकज्योतिषे लौकिकज्योतिषे भेदः तु अस्ति एव